अहं तु पाकविधाने पाक यथा मम मया मम मा मात्रा ज्ञापिता तथा एव प्रायेण अनुसरामि तथा एव किन्तु अद्य अद्य अधुना अधुनातनकाले तु सर्वेषां रुचयः बहु भिन्नाः सन्ति लोको भिन्नरुचिः इति एका वदन्तिः अस्ति खलु अतः अहमपि मम एकं एकः पुत्रः अस्ति सः पाठशालां गच्छति अतः तस्य रुचेः अनुसरणं कृत्वा अपि सः कोपि पृच्छति चेत् तद्विषये अपि यः य यदि अहं न जानामि तदपि अहं यूट्यूब् मध्ये वा अथवा कोपि जनः अस्ति चेत् यः ज्ञा जानाति तस्य पाकस्य विषये तान् प्र् पृष्ट्वा वा सज्जीकरणं करोमि तस्य कृते अधुना पुरातनेकाले तु केवलं साम्प्रदायिक पाकः एव सन्ति खाद्यपदार्थानि एव खाद्यपदार्थाः एव भवन्ति किन्तु आधुनातनकाले अपि स पीज्जास् बर्गर्स् अथवा कोपि स्टार्टर्स् इति वदन्ति एते सर्वे अपि अहं ज्ञात्वा यूट्यूब् मध्ये वा ज्ञात्वा तस्य आचरणमपि करोमि यदा अस्माकं अस्माकं गृहे वयं खादामः तदनुसृत्य एव करोमि ये ग यः यदापि अतिथयः आगच्छन्ति तेषां रुचिः रुचिं अपि मनसि धृत्वा अहं पाकं करोमि